देवतामूर्तिनां निर्माणविषये साम्प्रदायिकपद्धतिः आश्रियते अस्माकं साम्प्रदायिकाः विश्वकर्मवंशानुगताः भारतीयजनाः एतस्मिन् कार्ये नितरां पटुत्वं सम्पादयन्ति प्रकटीकुर्वन्ति च अस्य विशेषः एषः यत ते न केवलं देवालयस्थितेषु देवतामूर्तिनां निर्माणं कुर्वन्ति अपि च स्व स्वगृहेषु याः याः देवतामूर्तयः अस्माभिः प्रतिदिनं अर्च्यन्ते तेषामपि निर्माणं अतिसमीचीनतया कुर्वन्ति इति